अस्माकं भारतस्य या सञ्चारव्यवस्था वर्तते सा सञ्चारव्यवस्था इदानीम् अद्यत्वे तु सम्यक् अस्ति किन्तु तस्य इतोऽपि परिशीलनं कर्तुं शक्नुमः यतोहि भारतस्य अद्यत्वेऽपि बहवः प्रान्तः वर्तते यत्र सञ्चारव्यवस्थाः सम्यक् न सन्ति अतः तत्र सर्वत्र स्थानेषु सर्वेषु ग्रामेषु गत्वा जनान् अवबोधनार्थम् अस्माभिः प्र प्रयासः करणीयः तथा च सर्वत्र सर् स सम्पूर्णस्मिन् कोण् भारतस्य सम्पूर्णस्मिन् कोणेषु सञ्चारस्य कृते अस्माभिः व्यवस्थाः कल्पनीयाः भवन्ति